आं मम महाविद्यालये मम मार्गदर्शकः अस्ति तत्तु डाक्टर् सत्यनारायणमहाभागाः ते तु बहु पुस्तकानि लिखितवानिति तन् मध्ये कालि कालिदासस्य मेघदूतं तत् मेघदूतं मध्ये अस्माकम् आचर्यकक्षा मध्ये ते एव अधीतवन्तः तत् मेघदूतं मध्ये मेघद्वयमस्ति किल खण्डः पूर्वमेघः उत्तरमेघः तद्विषये बहु उत्तमं ते लिखितवन्तः एतद्विहाय महोदयानां अभिज्ञानशाकुन्तलम् अपि लिखितवान् तत् अभिज्ञाशाकुन्तलंं यत् नाटकानि अस्ति किल तत् महादयस्य लिखितवान् महोदयः महोदयेन बहु समीचीनम् आसीत् न केवलं पुस्तकानि लिखितवान् परन्तु महोदयः बहूनि कार्यं कृतं समयानां कृते छात्राणां कृते ये जनः संस्कृतं न जनन्ति तेषां कृते कथं संस्कृतम् आगतं तस्य मुखः तदपि महोदयेन कृतं इतोऽपि महोदयेन संभाषणशिबिरम् आयोजनं कृतम् अस्माकं वङ्गदेशीयः सर्वे जनेाः वङ्गभाषा एव वार्तलापं कुर्वन्ति परन्तु महोदयेन महोदयन अस्य पार्श्वे आगत्य अहं एकम् एव श्रुतवान् कथं संस्कृतं वदनीयं तत्तु संयुक्ततायाम् एकम् एकं वाक्यं दृष्ट्या अस्माकं कृते प्रशिक्षणं दीयते न तु केवलं वाक्यम् तद्दृष्ट्वा वस्तु प्रदर्शनी इतोपि चित्रं दृष्ट्या कथा दृष्ट्या नाटकानि प्रदर्शिता अस्माकं कृते प्रशिक्षणं दीयते तत्तु बहुसमीचीनम् तदर्थमहम् एकं वाक्यं वदामि महादयस्य निमित्तं एतत् महोदयं सर्वमहाविद्यालये तथा च राज्ये अस्ति चेत् सर्वेषां छात्राणां कृतेः बहु उत्तमं सहायता मिलति न तु केवलं सहायतम् अस्माकं सर्वं भाषा जगति एव संस्कृतमेव भवितुम् अर्हति